नमस्कारः इदानीं दीपावलिः भविष्यति द्वयं वा त्रीणि अग्रिमे दिने खाद्यानि पदार्थाः मधुरं मधुराणि पक्वानि करोति कुर्वन्ति सर्वे मद् मधुराणि मधुराणि पक्वानि कुर्वन्ति कटुः अपि इदानीं लेह्यमपि कुर्वन्ति आम् तानि सर्वाणि दिपावलिः दिव् दिपावलिदिने ते सर्वे मिलित्वा कुर्वन्ति अनन्तरं सङ्क्रान्तिः भवति तत्र तत्समये ते पोङ्गल् गुडाकेशि गुडः गुडेन पोङ्गल् कुर्वन्ति तत् गो मा गोमात्रे सूर्यभगवान् नैवेद्यं कृत्वा सर्वे खादन्ति अनन्तरं नूतनवर्षं भवति एप्रिल्मासे तदपि आं पायसं चित्रान्नं सर्वे कुर्वन्ति भिन्नमेव खाद्यानि कुर्वन्ति नूतनवर्षं मम प्रदेशे तमिळ्नाडुमध्ये एप्रिल्मासे भवति अन्यत्र विधविधानि मासानां भवति धन्यवादः